आगच्छतु आगच्छतु किं किम् अपेक्ष्यते वदतु आम् अस्ति अस्ति अहं दर्शयमि तिष्ठतु पश्यतु एतत् न तत्र तु संस्कृतं संस्कृतभाषायामस्ति तत्तु नास्ति अग्रिमसप्ताहे आगच्छति वैयाकरणसिद्धान्तकौमुदीतः प्रथमभागः नास्ति द्वितीयभागः अस्ति भवत्याः किम् अपेक्ष्यते प्रथमभागतः अग्रिमसप्ताहे आगच्छति अस्तु अस्तु आम् अस्ति अस्ति आं दर्शयामि पश्यतु शतम् एकशतं मूल्यम् अस्ति अस्तु दर्शयामि आम् आं पश्यतु आम् अवश्यम् आम् आम् अस्ति किं किम् अपेक्षितं दूरवाणीद्वारा उक्त्वा आन्लैन् माध्यमेन पेमेण्ट् करोतु चेत् कोरियर् मध्ये गच्छति दशदिनमध्ये गच्छति आं धन्यवादः